हरि ओं नमस्ते कः आम् आं

सत्यं ओ हो

अवश्यं भगिनि प्रातः नववादने अस्माकम् आपणस्य उद्घाटनं मध्याह्ने द्वादशवादनपर्यन्तं भवामि अनन्तररं द्विवादने पुनः उद्घाटनं भवति मध्याह्ने घण्टाद्वयम् अहं भोजनं स्वीकृत्य किञ्चित् विश्रान्तिं स्वीकरोमि अनन्तरं द्विवादनतः सायं सप्तवादनपर्यन्तम् अपि अस्माकम् आपणः उद्घाटितः भवति भवती भवत्याः पुत्रः पुत्रस्य वयः किम् इदानीं पञ्चदशवर्षाणि हा अत्युत्तमद्विचक्रिका एव अस्ति अस्माकं समीपे उत्तम हा बि एस् ई इति कम्पनि अस्ति बहु उत्तम सैकल् इत्युक्ते द्विचक्रिकाः बहु उत्तमाः सन्ति तत्र हा गेर्स् अस्ति भवती यदि इच्छति तत्र ईवि अपि वयम् इलेक्ट्रानिक् मषिन् अपि स्थापयितुं शक्नुमः तदा छात्राणाम् अथवा बालानां कृते बहु मनोज्ञं भवति ते अतीवसन्तोषेण द्विचक्रिकां चालयन्ति यदा इवि स्थापयामः किञ्चित् धनम् अधिकं दातव्यं भवति सामान्यतः अष्टसहस्ररूप्यकाणि भवन्ति यदि गेर् सैकल् इतोपि सहस्रद्वयम् इत्युक्ते दशसहस्ररूप्यकाणि तत्र किञ्चित् विद्युत् मोटर् स्थापनीयं चेत् तत्र किञ्चित् द्विसहस्ररूप्यकाणि अधिकानि भवन्ति तदा द्वादशसहस्ररूप्यकेषु अत्युत्तम सैकल् आगच्छति द्विचक्रिका आगच्छति अस्तु हा अवश्यं भवामि बहु मम समीपे चित्राणि सन्ति सर्वं सर्वविध द्विचक्रिकाः अस्माकं सिद्धाः न भवन्ति आपणेषु चित्राणि भवन्ति दर्शयामि अनन्तरं भवती यद् इच्छति यादृशी कीदृशी व्यवस्थाम् इच्छति तादृशीं द्विचक्रिकां वयं तत्र फिट् कृत्वा यच्छामः अवश्यम् आगच्छतु आगच्छतु आगच्छतु धन्यवादाः हा नमस्ते